गतवर्षे डिशेम्बर् मासे मम पिता एकस्य पुरुषस्य श्राद्धे गीतापठने गतवान् तत्र सम्यक्तया गीतापाठं समापनं कृत्वा आगमन समये एकं कार् यानं तं प्रति घट्टनं कृत्वा गतं तदा तस्य द्वौ पादौ भग्नौ जातौ तद् अनन्तरं तत्रत्याः जनाः तं चिकित्सालयं प्रति नीतवन्तः तदा कश्चन मम गृहे दूरवाणीं कृत्वा तद् घटनाविषये उक्तवान् तदा मम गृहे सर्वे मिलित्वा चिकित्सालये पितरं द्रष्टुं गतवन्तः तदा पिता वैद्यालयमञ्चे शयनम् आसीत् पादद्वयं भग्नम् आसीत् एषा मम जीवने अविस्मरणीया घटना वर्तते